वाशिङ्ग् मशिन् इति वस्त्रप्रक्षालनाय अहं स्वीकृतवान् पूर्वं तु बहुकष्टम् आसीत् हस्तयोः पीडा अभवत् इदानीं केवलं विद्युत् अपेक्ष् अपेक्षिता सम्यक् कार्यं करोति अहं चिन्तितवान् यद् यन्त्रं सम्यक् कार्यं न करोति वस्त्रप्रक्षालनं हस्तयोः एव मध्य हस्ताभ्याम् कुर्मः चेत् बहुसम्यक् भवति किन्तु भवताम् अत्र यन्त्रं यद् अस्ति बहुसम्यक् एव अ अस्ति एतद् तद् सम्यक् कार्यं करोति समयस्य अपि अत्र संरक्षणं भवति सम्यक् एव